वार्तापत्रिकाः पठितुम् अस्माकं प्रदेशे सार्वजनिकग्रन्थालयाः न सन्ति इदानीम् अस्माकं मण्डले एकः विश्वस्तरीयग्रन्थालस्य विश्वस्तरीयस्य ग्रन्थालयस्य निर्माणं कर्तव्यमिति योजना कृता वर्तते परन्तु इतोपि तस्य आरम्भः न जातः किन्तु सर्वत्र जनानां ग्रामीणप्रदेशः इति कारणात् केचन एवं भावयन्ति अत्रत्यानां जनानां वार्तापत्रिकापठनस्य अभ्यासः न भवति इति किन्तु अत्र विशेषेण सर्वेषु गृहेषु अपि वार्तापत्रिकानां पठनं द द्रष्टुं शक्यते आपणेषु अपि उपविश्य जनाः वार्तापत्रिकाः पठन्ति तद्विषये चर्चाः अपि कुर्वन्ति राजकीयविषये विशेषेण आसक्तिः वर्तते अतः तद्विषये प्रचारः तद्विषये चर्चाः आपणेषु एव उपविश्य सर्वेपि वार्तिक वार्तापत्रिकाः गृहीत्व एव चर्चां कुर्वन्तः अत्र दृश्यन्ते किञ्च कृषिकाः एव अत्र अधिक् आधिक्येन वर्तन्ते इति कारणात् कृषिविषयेपि यदि किञ्चित् वैज्ञानिकम् अन्वेषणं जातं तद्विषये अपि चर्चाः अत्र विशेषेण क्रियन्ते